हरिः ओम् हा नमस्ते हा नमस्ते वदन्तु महोदय एवमेवमेवं ज्ञातवानहम्

बहु सम्यक् बहु सम्यक् एवम् हा एवमस्ति अस्ति मम पार्श्वे एव अस्ति हा एवं ह नाम हा मम तत् वदामि वदामि सत्यं हा एवमेवम् हा हा हा हा ओ ज्ञातवान् ज्ञातवान् बहु सम्यकस्ति बहु सम्यकस्ति एतत्तु नूतनमस्ति एतत् कुत्र कुत्रापि अहं न श्रुतवान् किन्तु बहु सम्यकस्ति भवन्तः धनं कथम् आ एवं वा बहु सम्यक् रागः सः एवम् अत्र तु हा तथा अस्तु अस्तु अहं बहु एवं वा भवान् तु भवान् तु मम मित्रमस्ति किल अतः अहं तु शतरूप्यकाणि स्वीकरोमि चिन्ता नास्ति किन्तु वादकाः आगच्छन्ति किल उत्तरभारतात् आगच्छन्ति ते सितारवादकाः पुनः सारङ्गिवादकाः अत्र दक्षिणभारते ते न लभ्यन्ते अतः उत्तरभारतात् आह्वानं कृत्वा तेषाङ्कृते सर्वं सर्वविध व्यवस्था करणीया किल अतः तेषाङ्कृते किञ्चित् धनं वर्धते हा भय् एव एवमेवं श्रुतः किन्तु एवं तत्तु कर्तुं शक्यते बहु सम्यक् रीत्या कर्तुं शक्यते किन्तु वाद् वादकाः बहवः अपेक्षन्ते किल एय् ओ एवम् एवम् तथा चेत् ओ सत्यं सत्यं सत्यम् तत्तु बहु सम्यक् रीत्या कर्तुं शक्यते हा एवम् एवम् एवं तत्तु कर्तुं शक्यते अस्तु अस्तु मम एकवारं मिलतु श्वः शृङ्गगिरौ वा बेङ्गलूरुनगरे वा कुत्र इति तत्तु व् आ हा भवानपि तत् भैरवीरागे कथं गीतम् इति एकवारं तत् टोन्स् वदति चेत् हा अस्तु अस्तु स्वराणि वदति चेत् हा सत्यं हे अस्तु अस्तु अवश्यम् अवश्यं कर्तुं शक्नोमि हा धनविषये अनन्तरं वार्तालापं कुर्मः वयम् हा हा हा हा यथा रवि बस्रूर् श्रुतवान् तद् के जि एफ़् कृते एवम् एवं सत्यं सत्यम् उपवेष्टुमेव न शक्यते एवम् एवमेवम् एवमेवं तथैव करोमि सर्वे श्रुत्वा उत्थाय गच् गच्छेयुः त तत् एवमेवम् अस्तु अस्तु मिलामः अस्तु अस्तु राम राम